भारतस्य कलायां स्वदेशीयपद्धतीनां विचारः अत्यन्तं चर्चिताः च विवादसम्पदः च अस्ति स्वदेशिमार्गाः भारतीयसंस्कृतेः अभिन्नाः भागः अस्ति तथा च एते मार्गाः सांस्कृतिककार्याणाम् एकः भागः इति मन्यन्ते तथापि केचन जनाः समयस्य समाप्तिः समयस्वमार्गं परिवर्तयितुमिच्छन्ति अस्य विचारस्य मुख्यमुद्देश्यं भवति भारतीयकलानां मूलधार्मिकसांस्कृतिक ऐतिहासिकसान्दर्भिकतायां रक्षितुं प्रोत्साहयितुं च अस्ति एषः स्वदेशिमार्गः निरन्तरतायाः स्वातन्त्र्यस्य च भावः पोषयति छात्राणां कलाकाराणां निर्मातृणां च कृते स्वभारतीयविरासतां प्रतिगर्वं अनुभवितुम् अवसरं प्रददाति